नमस्ते सुप्रभातं महोदय आम् मम तु आरोग्यसमस्या महती जाता अस्ति आ उष्णकालः खलु शरीरे बहु औष्ण्यम् अनुभूयते अतः किमपि आहार आहारविधौ किमपि परिवर्तनं करोषि वा आम् अनन्तरं तत्र किं किं मया उपयोक्तव्यम् अस्तु अनन्तरं किं करणीयम् आम् अस्तु आम् अस्तु तत्र भोजने किम् एतावने परिमा प्रमाणं किमपि अस्ति वा एतावदेव खादनीयम् इति अथवा अन्यत् किमपि खादामि वा अधिकम् आम् अस्तु अस्तु

आम् अस्तु महोदय मा यदि अहं मधुरं खदितुं न इच्छामि तद् स्थाने अहं पयोहिमं खदितुं शक्नोमि वा सप्ताहे एकवारम् एव वा अस्तु आम् आम् अस्तु तर्हि भवान् एकाम् आवलीं ददातु ए किं किम् अपेक्षते इति तदनुगुणम् अहम् अद्य विपनीं गत्वा तानि वस्तूनि आनेष्यामि आम् आम् तत्र केवलम् अङ्कुरधान्यानि वा अथवा किमपि अन्यत् मिश्री कर्तुं शक्नोमि वा तेन सह आम् आम् अस्तु आम् अस्तु तर्हि अहम् एकसप्ताहं यावत् भवता यदुच्चते तद् करोमि तदानीम् अपि यदि आरोग्यसमस्या निवारिता न भवति तर्हि पुनः अन्यत् किमपि सूचयतु भवान् धन्यवाद